संस्कृतभाषायाः विकासः कथं जातः कथं सञ्जातः इत्युक्ते इत्युक्ते संस्कृतभाषा एका सर्वासां जननी वर्तते पुनश्च ये आदिग्रन्थाः सन्ति पुनश्च ततोपि हा अपौरुषेयम् इदं वेदः वर्तते अतः वेदाः वेदे अपि संस्कृतम् देवनागरिलिप्यामेव लिखितमस्ति अतः संस्कृतं सर्वस्य आधारः वर्तते तस्य पुनः काव्यानि इत्यादिकं संस्कृतेनैव विरचितम् एवं रूपेण संस्कृतस्य परम्परा परम्परा आगता सति संस्कृतस्य प्रसारं प्रसारं कृत्वा पुनश्च संस्कृतस्य संरक्षणं कृत्वा पुनः प्राकृतिकं वातावरणं यद् वर्तते तत् संस्कृतेन सह सम्बन्धः इति किमर्थम् इत्युक्ते संस्कारयुक्तः इति संस्कृतः तेन सः सम्बन्धः पर्यावरणः वा इदं जगत् इति अतः संस्कृतस्य एवं वैशिष्ट्यं वर्तते तस्य विकासाय बहवः ग्रन्थाः लिखिताः तथा च तथा च एवं संस्कृतं संस्कृतस्य विकासाय पुनः बहवः विद्वांसः विद्वांसः अत्र सह नाम सहयोगं कृतवन्तः एवं रूपेण संकृतस्य विकासपरिवर्तनं नाम एवं परिवर्तनम् अस्ति विना प्रसारं विना प्रचारं प्रसारकरणेन कस्यापि समृद्धिः वा विकासः न जायते इति अतः एवं रूपेण ज्ञानं वा ज्ञानं प्राप्य संस्कृतेः विकासः संस्कृतभाषायाः विकासः ग्रामं ग्रामं गत्वा अध्ययनम् अध्यापनं निशुल्करूपेण कृतवन्तः एवं मुख्यः आभारिकतया संस्कृतस्य विकासं कर्तुं शक्यते इत्यपि वयमपि तथैव पर्यावरणं संस्कृतपर्यावरणे संस्कृतभाषायाः नाम भाषाद्वारा एव पठितवन्तः एवम् आधारिकृत्य संस्कृतस्य परिवर्तनं दृश्यते इत्येतौ